हरिः ओम् आम् नमस्ते नमस्ते महोदया किं आम् आम् आम् आटो चालकः किं किम् आवश्यकं कुत्र गच्छति ह कुत्र गच्छति हा हा हा अस्तु आगच्छामि ह त्रिशतं रूप्यकाणि आं त्रिंशतं बहु अधिकं वा कि आ अ आ आ किं मास्तु माता इदानीम् आतपः अधिकमस्ति खलु आतपः आतप आतपः आतपः आ आम् आम् आम् आम् आम् आम् रात्रौ एव चार्ज् अस्ति प्रातःकाले एकं चार्ज् अस्ति मध्याह्ने एकं चार्ज् अस्ति आम् आम् आम् आम् आम् आम् आतपः प्रातःकाले कश्चित् शक्यते इति न्यूनं न्यूनं भवति आं मध्याह्ने आम् आम् आधिकं भवति आमाम् ओ अस्तु अस्तु महोदया आ अस्तु अस्तु भवती का भवती किं ददाति किं ददाति किं मानम्

त्रिजप्त् गमनागमनार्थम् अ त्रिशतम् अस्तु अस्तु त्रिशतम् अ अस्तु अस्तु अस्तु अस्तु अहं कारयामि ह आगच्छामि आगच्छामि आगच्छामि आगच्छामि आगच्छतु हा आपणम् आपणं मम ओ प्रतिदिनम् आ आं हा अनन्तरम् आ आ सपादः ह अ अ आ अस्तु आ ह सार्धचदुर्वादनम् आम् आ अस्तु अ अस्तु अस्तु आम् आ यदा सौकर्यं तथा अहं करोमि अस्तु आ अस्तु अस्तु हा ह अस्तु अस्तु अस्तु अस्तु अहम् आगच्छामि अस्तु अस्तु आ शक्यं शक्यं शक्यं शक्यम् अहं करोमि अहं करोमि अस्तु आ आ आ निश्चयेन निश्चयेन निश्चयेन पूर्वं पूर्वं तयत्र पूर्वमेव आगच्छामि हा आगच्छामि अस्तु अस्तु